मम प्रदेशस्य मुख्यः सं साम्प्रदायिकः उद्योगः नाम पाकः पाकः बहुविशेषेण तत्र क्रियते एवं च तत्र पाकः कृत्स्नं कर्तुं अन्यप्रदेशाः अन्यप्रदेशात् बहवः आगच्छन्ति तत्र विशेषेण ऊपल् अवलेहः बहु सम्यक्तया कुर्वन्ति पप्पु अन्नं कूरा साम्बार् इत्यादि अपि उपलभ्यन्ते तत्र अन्यक्षेत्रात् आगत्य तत्र समीचीनतया अस्ति इति चिन् मत्वा ततः आर्डर् इत्यादि कृत्वा गच्छन्ति पर्याटकाः तदुद्योगविशेषं दृष्ट्वा तत्र आगच्छन्ति आगत्य अस्माकं गृहे अस्मिन् दिनाङ्के कार्यक्रमः अस्ति भवद्बिः कृपया इदं पाकं कृत्वा दातव्यम् इत्यादि कृत्वा उक्त्वा गच्छन्ति एवञ्च तस्य उपयोगकरणं कथं नाम नित्यं किञ्चित् किञ्चित् भोजने स्वीकृत्य खादनं तेन मधुरं केन मधुरसन्तोषः लभ्यते सन्तोषः लभ्यते एवञ्च अवलेहः बहु सम्यक्तया क्रियते तत्र विशेषेण आवकायि इति उच्यते तद् आम्रफलेन क्रियते बहु प्रसिद्धं तत्र आवकाय् इति वक्तुं शक्यते एवञ्च तस्य उद्योगस्य नाम पाक उद्योगस्य समस्या लघ्वी वर्तते इत्थं किं नाम तैलादिकं समीचीनतया उपयोगः क्रियते क्रि न कुर्वन्ति अतः तत्र समस्या वर्तते एवञ्च स्वच्छतादिकमपि पालनीयं वर्तते अतः तैलव्ययविषये स्वच्छताविषये अपि च समस्याः वर्तन्ते तद् परिहाराय तैलं समीचीनं स्वच्छताम् अपि सम्यक्तया कृत्वा पाकान् कुर्वन्ति तदा एवञ्च सम्यक् भवति